मम तु तत्र संकृष्णस्य पात्रं साहित्यिकपात्रं मम अत्यन्तम् इष्टम् इष्टतमं वर्तते किमर्थं चेत् तस्य श्रीकृष्णस्य जीवनं जीवनं सत्यप्रकाशनार्थं धर्मरक्षणार्थं किं किं सः कृतवान् सः बाल्यादारभ्य तस्य अन्तिमपर्यन्तम् अस्माकं बहु शिक्षणं कृतवान् यतो ही सामान्यतः श्रीकृष्णस्य पात्रं सर्वे न इच्छन्ति यतो हि तस्य बाल्यजीवने चौरवत् नवनीतं चोरितवान् अथवा गोपवधूनां चोरं सः चोरितवान् एवं सत्रं किन्तु मम तु एवं तत्र किं सिम्बालिक् नाम तत्र सङ्केतः वर्तते तस्य तात्त्विकं जीवनं सः प्रदर्शितवान् सर्वत्र सर्वत्रापि अन्तिमकालेपि तस्य धर्मः कं कुरुक्षेत्रयुद्धेपि भगवद्गीतायां सः सर्वं तस्य यौगिकज्ञानं सर्वमपि उपदिष्टवान् अर्जुनसकाशे तत्तु अति महत्तरं भवति सर्वेषां जगति विद्यमानानां सर्वेषामपि मार्गदर्शनाय भवति सः मम दृशा मम दृष्ट्या अत्यन्तं तात्त्विकं तात्त्विकं तत्त्वज्ञानी तत्वज्ञानी एव योगेश्वरः यत्र योगेश्वरः कृष्णः इत्यादिकं वर्तते किल तद्वत् सः आसक्तिकरघटनाम् एकम् आसक्तिघटनां नाम किं सर्वत्रापि तस्य या या घटना वर्तते तत् अत्यन्तम् आसक्तिकरा भवति